आम् अहं बालान् पत्रिकाः पठेयुः बालाः पत्रिकाः पठेयुः इति प्रेरयामि अहं बालैः एवं वाचयामि यतोहि ते सम्यक् वाचयन्ति वा न वा इति द्रष्टुं कथं तेषाम् उच्चारणं भवति इति ज्ञातुं के के विषये ते श्रद्धायुक्ताः इति ज्ञातुम् अहम् इच्छामि यद्यपि मुखपुटं पठतु इति अहं वदामि ते तु क्रीडापुटं प्रति गच्छन्ति अर्थात् तेषाम् इच्छा क्रीडासु अस्ति इति ज्ञायते